विविधपादपानां विषये यूट्यूब् द्वारा वा नर्सरिजनानां द्वारा वा अन्या समानमनस्कानां द्वारा वा निर्देशनं लभ्यते न प्रदर्शनीयाम् तत्र जनाः तेषां पादपानां विक्रयणे एव अधिकाम् आसक्तिं दर्शयन्ति न तु सूचना सलहा विषये सूचना यच्च यच्छन्ति चेदपि तस्य प्रमाणं न भवति अस्माकम् अनुभव एव पादप पादपपोषण विषये गुरुः